पाककला केवलं महिलानां कार्यं नास्ति परन्तु अस्माकं कुटुम्बे तु पुरुषाः अपि पाकसिद्धिं कुर्वन्ति विविधाः पदार्थानां खादने रुचिः अस्ति अतः तस्य पाकः कथं भवेत् इति चिन्तयित्वा सामग्रीः एकत्र कृत्वा ते पाकं कुर्वन्ति अस्माकं कुटुम्बे केवलं महिलानाम् एतत् कार्यम् एतत् चिन्तनं नास्ति अतः यदा किमपि कार्यार्थं महिलाः बहिः गच्छन्ति तदा पुरुषाः पाकं कृत्वा स्थापयन्ति अतः पाकसिद्धिः केवलं महिलानां कार्यम् इति अस्माकं मनसि कदापि नास्ति अस्माकं कुटुम्बे अपि नास्ति अतः केवलं विशिष्टां पाकसिद्धिं पुरुषाः कुर्वन्ति एवं न यदा किमपि महत्त्वपूर्णं कार्यं मम गृहे अस्ति तदापि अस्माकं गृहे मिलित्वा महिलाः पुरुषाः मिलित्वा पाकसिद्धिं वयं कुर्मः यदि यदि अहं सूपम् सूपनिर्माणं करोमि अथवा शाकनिर्माणं करोमि रोटिकानिर्माणं करोमि तर्हि मिष्टान्नं तु पुरुषः तस्य सिद्धतां करोति एवं प्रकारेण वयं मिलित्वा पाकसिद्धिं गृहे कुर्मः अतः समुपचारेण आनन्देन पाकसिद्धिः अपि भवति तस्य आनन्दः अपि सर्वे मिलित्वा वयं गृह्णीमः